वयं भूमौ मानवमुखस्य विशिष्टा ऊर्ध्वता अपेक्षिता वायुतापमानं सापेक्षिकम् आर्द्रतां वायुबलं च गृहीत्वा फ़ील्स् लैक् तापमानस्य गणनां कुर्मः यत् अस्माकं तापस्य अवगमनम् अस्ति सहितम् अस्ति शीतवायुदिनेषु मानवशरीरं नष्टं भवति वायुदिनानि भवतः त्वचः आर्द्रतायाः वशीकरणस्य गतिं वर्धयन्ति तथा च भवतः शरीरात् तापं दूरीकर्तुं कार्यं कुर्वन्ति येन भवतः शरीरात् यत् अस्ति तस्मात् शीतलतरं भवति परन्तु अस्य नियमस्य अपवादः तदा भवति यदा तापमानस्य अत्यधिकं वृद्धिः भवति उष्णदिनेषु वायुशीतलतायाः महत्त्वं न्यूनं भवति अपि तु आद्रतायाः महति भूमिका भवति यदा स्वेदं करोति तदा तस्य स्वेदस्य जलं बाष्पितं भवति अनेन शरीरस्य शीतलता भवति यथा तापः तस्माद् दूरं गच्छति यदा आद्रता अधिका भवति तदा बाष्पीकरणस्य शीतलीकरणस्य च दराः न्यूनी भवन्ति यस्य परिणामेन तस्य वास्तविकतायाः अपेक्षया अधिकम् उष्णता भवति एतेषां तथ्यानाम् उपयोगेन वयं न्यूनतापमानस्य वायोः शीतलता शीतलतायाः अधिकतापमानस्य तापसूचकाङ्कस्य मध्ये द्वयोः संयोजनस्य च अवगमनस्य आधारेण वायुतापमानस्य समायोजनार्थं सूत्रस्य उपयोगं कुर्मः